मनसः उल्लासदायकम् एव सङ्गीतं सम्यग्गीतं सङ्गीतम् तत्र च सङ्गीते प्रकारद्वयं ब्रहु प्रसिद्धं वर्तते एकं हिन्दुस्थानि तथा अपरं च कर्नाटकशास्त्रीयसङ्गीतं चेति कर्नाटके तावत् कर्नाटकशास्त्रीयसङ्गीतमेव बहु प्रसिद्धं वर्तते अपरञ्च हिन्दुस्थानि उत्तरभारते बहु प्रसिद्ध एका कला वर्तते प्रथमं कर्नाटकसङ्गीतम् इदं तु कर्नाटके प्रसिद्धम् अत्र च सङ्गीतस्य पितामहः इति अस्माभिः पुरन्दरदासः कथ्यते तैः च अनेकगीतानि कर्नाटकशास्त्रि क्रमेण रचितानि तत्र सप्त द्विसप्ततिः मेलकर्ता सङ्गीतप्रकाराः सन्ति अत्र स रि ग म प ध नि इति सप्तरागाः सन्ति तत्र च प्रकारेण सरलवरसे तारस्थायि मन्द्रस्थायि अलङ्काराः जतिस्वराः एवं क्रमेण अनेकप्रभेधाः वर्तन्ते अत्र च प्रमत प्रमुखतया हार्मोनियं वयोलिन् वंशी तबला मृदङ्ग इत्यादिवाद्यानाम् उपयोगः क्रियते कर्नाटकसङ्गीतस्य मू त्रिमूर्तयः इति च त्रयः सन्ति ते च त्यागराजः मुत्तुस्वामीदीक्षितः श्यामाशास्त्री चेति एते त्रयाः कर्नाटकसङ्गीतं प्रति बहु महत्त्वं दत्वा अनेकसङ्गीतान् अत्र रचितवन्तः सङ्गीतञ्च सामवेदप्रतीकमिति अस्माभिः कथ्यते द्वितीयं तावत् हिन्दुस्थानीसङ्गीतम् अत्र च समानतया सप्तस्वराः भवन्ति परं तत्र अत्र व्यत्यासः किं नाम अत्र स रि ग म प ध नि इति सप्तस्वराः कर्नाटके स रि ग म प ध नि इति सप्तस्वराः अत्रापि अनेकप्रकाराः सन्ति तानसेनः इति नामकः एकः अत्र प्रसिद्धगायकः वर्तते अत्र तावत् आलापः एव प्रमुखतया वर्तते एवं भारतीयशास्त्रे भारतीयशास्त्रीयसङ्गीते प्रमुखतया प्रकारद्वयं एकं कर्नाटकसङ्गीतं हिन्दूस्थानं चेत् इदं त्यक्त्वा जानपदं तथा अनेकप्रकाराः सन्ति सुगमसङ्गीतं भक्तिगीतम् इत्यादयः एते सर्वे अपि मनोविना विनोदमेव जनयन्ति अतः अत्र अपि किं सङ्गीतमपि बहु सन्देशान् बोधयति एवं सङ्गीतमपि शास्त्रत्वेन भारतीयाः मन्यन्ते